आम् मम गृहसमीपे पर्वताः सन्ति तेषु विशिष्टः मागोडु इति प्रदेशः वर्तते तत्र जलपातमपि अस्ति तत्र पर्वताः अपि सन्ति अन्यत्प्रदेशः जेनकल्लुगुड्ड इति प्रसिद्धः अस्ति तत्रापि बह बहु पर्वताः सन्ति तदृश्य दृश्यार्थं केवलं कर्नाटकस्थः स्थाः जनाः न भारतदेशवासिनः अपि आगच्छन्ति एतत्प्रदेशः बहुसुन्दर सुन्दरमस्ति अहं तत्र एकवारं दशवारं गत्वा तद् स्थलं दृष्टम् आस् आसम्